एक वारं मम सखी आदाय तथा जाति प्रमाणपत्रं प्राप्तुं ग्रामलेखपालस्य कार्यालयं गतवती तत्र वयं साक्षात् अधिकारिं सम्पर्कं कर्तुं इच्छितवन्तः परन्तु तत्र परिचारकाः अवकाशं न दत्तवन्तः आवेदन पत्रे बहवः लोपाः सन्ति इति उक्त्वा अस्मान् प्रति प्रेषितवन्तः आवश्यकपत्राणां पत्रां सर्वां स्वीकृते एव वयं गतवत्यः परन्तु पुनः पुनः दोषान् दोषाः अस्ति इति उक्त्वा सः अस्मान् प्रेषितवन्तः यदा मम सखी सहस्ररूप्यकां दत्व दत्तवती परिचालकः सर्वं कार्यं समाप्य ग्रामलेखपालस्य हस्ताक्षरं कारयित्वा आनीतवान् एतादृशलोपाः सर्वत्र भविष्यति इत्येव मम अभिप्रायः